मया एमेज़ोन् द्वारा नौस् इति नामकया संस्थया निर्मितम् एकं स्मार्ट् वाच् क्रीतम् अस्ति तस्य स्मार्ट् वाच् इत्यस्य नाम कलर् फिट् प्रो फ़ोर् आल्फ़ा इति अस्ति तत् स्मार्ट् वाच् कृष्णवर्णम् अस्ति तत् स्मार्ट् वाच् दूरवाण्या सह योजयितुं शक्यते येन दूरवाण्यः तस्मात् स्मार्ट् वाच् तः एव कर्तुं शक्यन्ते तस्यस्मार्ट् वाच् इत्यस्य वाल् पेपर् अपि परिवर्तयतुं शक्नुमः तस्य स्मार्ट् वाच् इत्यस्य डिस्प्ले परिमाणम् अपि अधिकम् अस्ति तस्य मूल्यम् अपि सर्वैः क्रेतुं शक्यम् एव अस्ति मम् मह्यं मम नूतनं स्मार्ट् वाच् बहु रोचते